भिन्न भिन्न भाषासु गीता गीता भवति श्चेत् सम्यक् गीता भवतिश्चेत् अहं बहु वारं तत् श्रुत्वा बहु वारं श्रुत्वा श्रुत्वा तद् कण्ठस्थीकरोमि अनन्तरं लिरिक् लिरिक्स् सम्यक् कर्तुम् अहं तद् दृष्ट्वा एव तद् कथं प्रोनौन् प्रोनौन्स् करणीयं तद् वर्ड् इति स्पष्टी करोमि